आम् अहं नूनं नृत्यं पश्यामि मम पुत्री अपि सर्वदा रील्स् कृत्वा अत्र सङ्गणके अथवा स्वीयम् इन्स्टाग्राम्मध्ये स्थापयत्येव तस्याः अस्मिन् विषये महती अभिरुचिः वर्तते मम प्रियः नर्तकः तु कः इति वक्तुं मया तु न शक्यते यतः अत्र चलचित्रमाध्यमेषु मम प्रियः नर्तकः वर्तते अल्लूअर्जुनः अन्यच्च भारते तु प्राचीनकालादेव कालादेव नाट्यशास्त्रं प्रसिद्धं वर्तते तच्च नाट्यशास्त्रं भरतमुनिना विरचितं वर्तते तस्मादेव नाट्यशास्त्रात् अस्माकं भारतस्य प्राचीनं नाट्यं भरतनाट्यम् इति उद्धृतं वर्तते